आरब्धं तु इदानीम् वेदवाङ्मयस्य विस्तारविषये किं वक्तव्यम् इति चेत् यद्यपि वयं सर्वे जानीमः एतद् सुविदतमेव वेदाः चत्वारः ऋग्यजुस्सामअथर्वाणि इति वयं सर्वे जानीमः वेदान् वेदाङ्गानामपि वेदाङ्गानि षड् वर्तन्ते इति वयमपि तदपि जानीमः परन्तु वेदानाम् मया ज्ञातविषयं यजुर्वेदे कृष्णयजुर्वेदः शुक्लयजुर्वेदः इति वेद् याली प्रयोगे वर्तन्ते द्वौ वेदौ यजुर्वेदे अपि द्वौ वेदौ वर्तेते तत्र कृष्णयजुर्वेदस्य कृष्णयजुर्वेदस्य स् कृष्णशुक्लयजुर्वेदयोः मन्त्रेषु भेदः न मन्त्राः समानाः एव् मन्त्रक्रमः किञ्चित् तत्र तत्र तत्र भिद्यते ताव तावदेव

स कृष्णयजुर्वेदस्य तैत्तिरीयशाखा इति दक्षिणभारते प्रवर्तमानः अस्ति तैत्तिरीयशाखा आत्मक कृष्णयजुर्वेदः एव् एव अत्र प्रवर्तमानः अस्ति उत्तरभारते तु वाजसेनीयशाखा माध्यन्दिनीशाखा इत्यपि उच्यते तत्र अस्य स सा एव प्रवर्तते तत्र अत्र आन्ध्रप्रदेशे शुक्लयजुर्वेदिनः सन्ति बहवः सन्ति कण्वशाखा इति वदन्ति ते कण्वशाखा प्रयुक्तमन्त्राणि तत्र तत्र किं भवति इत्युक्ते कृष्णयजुर्वेदे स्वर स्वराः कण्ठस्थाः भवन्ति स्वराः कण्ठस्थाः हस्तेन दर्शयत् दर्शयते परन्तु यथा इषे त्वोर्जे त्वा वायव स्थ देवो वः सविता प्रार्पयतु श्रेष्ठतमाय कर्मण आप्यायध्वमघ्न्यादेवभागम् इत्यादि मन्त्राः मन्त्रस्य सस्वरं मन्त्राः अत्र गीयन्ते पठ्यन्ते दक्षिणभारते तमिळ् विशिष्य तमिल्नाडुः कर्नाटकः आन्ध्रराज्येषु इति वक्तुं शक्नुमः शुक्लयजुर्वेदस्य सस्वरं सुक्लयजु वक्तुं न शक् शक्नोम्यहं मम अध्ययनम् न आसीत् तत्र कृश् शुक्लयजुर्वेदस्य अध्ययनं परन्तु कण्वशाखायाः अध्यायिनः कण्वशाखायाः अनुवर्तिनः अत्र चन्नैनगर्याम् एव स्थिताः सन्ति आन्ध्रीयाः वर्तन्ते तेलुगुमातृभाषीयाः वर्तन्ते ते शुक्लयजुर्वेदस्यापि शुक्लयजुर्वेदे गणानां त्वा गणपतिं हवामहे कविं कविनामुपमश्रवस्तम् इति कृष्णयजुर्वेदे अस्ति अयमेव मन्त्रः गणानां त्वा गणपातगग्गा हवामहे इति शुक्लयजुर्वेदिनः वदन्ति कण्व शाखा अनुयायिनः वर्तन्ते ते उत्तरभारते उत्तरभारतं गच्छामश्चेत् तत्र तु पाणौ वाणी इति वदन्ति ते वाणी पाणौ इति वदन्ति स्वरः हस्तेन पाणिकम्पनेन पाणिचेष्टया स्वरः प्रदर्श्यते इति तत्र वैशिष्टं भवति घनपाठमपि तादृशमेव कुर्वन्ति यथा मयि मेधां मेधां मयि मयि मेधां मेधां मयि मेधां मयि मयि प्रजां प्रजाम् इति वयं वदामः अत्र घनपाठं कुर्मः तत्र मयि मेधां मेधां मयि मयि मेधां मेधामिति स्वरविशेषः न भवति परन्तु हस्तेन प्रदर्शयन्ति हस्तेन हस्तकम्पनेन स्वराः प्रदर्शन्ते इति तत्र अन्य विषयः सामवेदस्य तु सहस्रं शाखाः वर्तन्ते इति उच्यते परन्तु इदानीं जैमिनीशाखा शाखा कौथुमीयशाखा इति शाखाद्वयमेव इदानीम् लभ्यते अत्र एते शाखाः लुप्ताः बहवः शाखाः लुप्ताः यथा ऋग्वेदस्यापि बहवः शाखाः लुप्ताः एते एकेन पुरुषेण

इत्येव अहं वक्तुं शक्नोमि अत्र कृष्णयजुर्वेदविषये तु पाठशालायां स्थित्वा पूर्णकालीनछात्राः भूत्वा सप्तवर्ष सप्तवर्षाणि यावत् अधीयते चेत् पदपाठपर्यन्तमेव संहितापाठपर्यन्तमेव अधीतुम्

वर्षद्वयं विकृतिपाठाय भवति विकृतिपाठाय नाम क्रम घन जटादि पाठेभ्यः तत्र वर्षद्वयमपेक्षते इति कृत्वा नववर्षानन्तरं यदि प्रयोगं ज्ञातुम् एतत् शिक्षितुम् इच्छते इच्छति छात्रः वर्षद्वयं तदनन्तरं सायणाचार्यस्य भाष्यादिकम् पठितुमिच्छते इच्छति चेत् वर्षत्रयम् अपेक्षितं भवति इति कृत्वा एकस्य वेदस्य एव सप्रातिशाख्यं सलक्षणम् सघनजटादिपाठम् अधीतुं भाष्यस सहितम् अधीतुम्

सर्वे सर्वान् वेदान् अधीतुं न शक्यते शक्नोत्येव परन्तु यद्यपि अस्माभिः उत्तरभारतेषु एते द्विवेदी त्रिवेदी चतुर्वेदी इत्यादि उपनामं श्रूयते अस्माभिः तत्र उपनाम्ना तत्र सन्ति त्रिवेदिनः चतुर्वेदिनः द्विवेदिनः परन्तु मया तञ्जाऊर् नगर्यां मम बाल्यवयसि केचन द्विवेदिनः आसन् हा यजुस्सामवेदयोः अध्ययनम् कृत्वा शङ्करमठं गत्वा परीक्षां दत्वा तदनन्तरं द्विवेदि बिरुदं प्राप्तवन्तः ते एतादृशम् अहं वैयक्तिकमहं जानामि स्म तान् तञ्जाऊर् नगर्यां मम बाल्यवयसि तदनन्तरं यदा अहं कुम्भकोणे नियोगं प्राप्तवान् कस्मिन्श्चित् वित्तकोषे अहं नियोगं प्राप्तवानासं तत्र कुम्भकोणनगर्यां मम नियोगः आसीत् तदा तत्र रङ्गराजय्यङ्गार् महोदयः रङ्गराजय्यङ्गार् नाम्नः महोदयः केचन वर्तन्ते ते तत्र कुम्भकोणनगर्यां विद्यमानः शङ्करमठ वेदपाठशालायाः प्राचार्याः आसन् ते एव इदानीम् अहोबिलमठे जीयर्स्वामिनः सन्ति अहोबिलमठ जीयर्स्वामिनः सन्ति ते वेदत्रयमपि जानन्ति महान्तः शास्त्रपण्डितः ते सर्वशास्त्रज्ञः ते वास्तविकं पूर्णकृष्णयजुर्वेदस्य ऋग्वेदस्य घनान्तमधीतवन्तः सामवेदस्यापि यज्ञोपयोगिभागान् अधीतवन्तः इति मया तेभ्यः मुखादेव श्रुतम् इति कृत्वा मम तेषां परिचयं प्राप्य अहं मां भाग्यशालीनः जानामि भाग्यशालीनः मन्यामहे इति कृत्वा मया दृष्टं बहुवेद अध्यायिनः अपि दृषाः इति अत्र शम्